मम प्रियः अभिनेता वर्तते वेङ्कटेशः यतो हि सः वेङ्कटेशः भावुकानि चित्राणि अभिनयति तस्य चित्राणि अहं दृष्टवती राजा चलचित्रं दृश्यं चलचित्रं मल्लीश्वरी इत्यादि अनेकानि अपि चित्राणि मया अवलोकितानि तत्र तस्य अभिनयः बहु रोचकं भवति नाम तस्य एकवारं चलचित्रस्य दर्शनेन पुनः पुनः पश्यामि इति मनः तस्य चित्रं दृष्ट्वा मोमुद्यते पुरुष पात्रेषु रवितेजा अपि सम्यक् अभिनयति तस्य किक् इति चलचित्रं इतोपि मा विक्रमार्कुडु इति चलचित्रं इत्यादि बहूनि सन्ति स्त्री पात्रेषु सन्ति सौन्दर्या सौन्दर्याः याः चलचित्रं राजा चलचित्रं मह्यं बहु रोचते अत्र दृश्यं इति चलचित्रम् आगतं अत्र अद्यत्वे अस्माकं जीवने भह्व्यः घटनाः जायमानाः सन्ति तासु कथं अस्माभिः वर्तितव्यम् इति तस्या तस्मिन् चलनचित्रे बहु उत्तमतया अस्मान् बोधितं तेन चलनचित्रेण बोधितं अतः एतादृशानि चलनचित्राणि मह्यं रोचन्ते वेङ्कटेशः रवितेजः सौन्दर्या मीना इत्यादयः अपि मह्यं बहु रोचन्ते